कदाचित् मम बाल्यवयसि मम गुरुकुले कश्चन कळरी फ़ैट् इति यदुच्यते केरळा मध्ये यत् पाठ्यते तत्पाठयितुम् आगतवान् आसीत् युद्धकला अहं तां कलां सम्यक्तया अधीतवान् इति नास्ति सः तु दिनत्रयं दिनद्वयं भूत्वा पाठयित्वा गतवान् तदा तदाधारेण यत्कृतं नियुद्धमिति यत् राष्ट्रीयस्वयंसेवकसङ्घे विद्यते युद्धकला तां कलाम् अहम् अधीतवान् नित्यशाखां प्रति गच्छामि अतः मम तु अभ्यासः जातः नियुद्धे अहं बहुविधान् क्रमान् जानामि यदुच्यते जटराघात् इति जटरे ताडनं पुनश्च यथा एकस्मिन्नेव ताडने मम अग्रे यः शत्रुः भवति तस्य पराजयः स्यात् तथा ताडनं मया अधीतं पुनश्च यः ताडयितुम् आगच्छति तेन कथं मया रक्षणीयम् इति अपि मया अधीतं पुनश्च यत् आर्चरि इत्युच्यते धनुर्विद्या तदपि तदपि मया किञ्चित् अधीतं पुनश्च अभ्यस्यमानमस्ति तावत् सम्यक् नागच्छति अभ्यसनीयम् इति आशा तु अस्त्येव तदध्ययनं कुर्वन्नस्मि कियत् कष्टं नाम नियुद्धे नियुद्धं तु सामान्यतया एवं यः तु दुर्बलः भवति सः करोति चेत् न शक्यते यस्य महान् शक्तिः विद्यते महती शक्तिः विद्यते सः केवलं कुर्यात् तस्य केवलं प्रयोजनाय भवति अन्यः तु कर्तुं शक्नोति केवलं तस्य उपयोगः नास्ति इति मम आशा अस्ति यः सबलः वर्तते सः तेन एव कर्तव्यम् इति